उत्तरभारतीयं दक्षिणभारतीयं पक्तुम् इच्छामि तद् उत्तरभारतीयविषये वा दक्षिणभारतीयविषये वा किमपि तद् पक्तुम् इच्छामि मम पतिः दक्षिणभारतीयं खाद्यमेव इच्छति तेन कारणेन दोसा इड्लि नास्ति इड्लि न इच्छत पोङ्गल् सर्वं पूरि सर्वं पक्तुम् इच्छामि तदनन्तरं क्वतितं रसं पायसं तेमनं व्यञ्जनं सर्वं तदपि पक्तुम् इच्छामि पर्पटं सर्वं पक्तुम् इच्छामि तद् मह्यम् अपि रोचते उत्तरभारतीयं खाद्यं चपाति आलूपराट पक्तुम् इच्छामि छाट् वेरैटीस् पाव्बाजि बेल्पूरि पानीपूरि तदपि पक्तुम् इच्छामि किमर्थम् इत्युक्ते दक्षिणभारतीयं खाद्यं मुख्यतया खादामः अस्माकं गृहे किमपि पर्विड् परिवर्तनीयं परिवर्तनं कर्तुं शक्यते चेत् अपरान्हे व सायङ्काले वा उत्तरभारतीयं खाद्यं पाकं करोमि तथा रात्रौ चपाति दाल् नो चेत् आलूपराट कर्तुं शक्नोमि विरामदिने मध्याह्ने बेल्पूरि पानिपूरि पाव्बाजि सर्वं पाकं कर्तुम् इच्छामि तद् वयं सर्वे प्रीत्या खादामः